नमो नमः अहं गायत्री वदन्ती अस्मि आगामिरविवासरे अस्मिन् मासस्य दशमदिनाङ्के मार्च् मासस्य दशमदिनाङ्के अहं नागपुरतः अमरावतीं गन्तुम् इच्छामि तर्हि भवतः कार वाहनस्य मम कृते आवश्यकता अस्ति तर्हि चतुर्णां जनानां कृते मम कृते कार वाहनस्य किमपि अरेञ्ज्मेण्ट् भवान् करोतु इति अहम् इच्छामि तर्हि मम कृते तस्य व्ययस्य अपि नियोजनं कर्तुं शक्यं भविष्यति तर्हि कृपया भवान् मां शीघ्रातिशीघ्रं सूचयतु